हा हरिः ओं वदतु हा हा हा अत्र भ्रमणार्थं स्थानानि बहूनि स्थानानि सन्ति अत्र निसर्गः निस निसर्गः हा भवान् कु कुत्र जाना जानाति आं कुत्र गन्तुम् इच्छसि हा देवालये अति महाराष्ट्रे तु बहूनि सन्ति ज्योतिर्लिङ्गः सन्ति पुनः विठ्ठलरुक्मिणी मन्दिरं पण्डर् पुर् पण्डरपुरं सन्ति भवान् बिहारे बिहारराज्ये कुत्र निवसति भवान् हा अहं अहं दुरा ट्रेवेल् दुर कुत्र स्य कुत्रतः अस्ति तत् दृष्ट्वा भवान् भवतः वदामि भवतः नाम वदतु भवतः जुलै

आं भवा भवन्तः क कति जनाः सन्ति

चत्वारः वा भवतः मित्रम् एव

आमामां गन्तुं शक्यते भवतः ज्योतिर्लिङ्गे गन्तुं शक्यते एकः हा एकः एकैकः अपि द्विसहस्रं द्विसहस्रं टिकेटः अस्ति

हा अस् चत्वारि जनानि सन्ति चत्वारि जनानि सन्तीति भवान् उक्तवान् खलु इदानीमेव हा का कत् कति कति दिनानि भवान् भ्रमणं कर्तुमिच्छति पञ्च दिनं एकम् एकदिनस्य एकदिनम् हा प्रत प्रथमदिने तु नान्देड् तदनन्तरं पर्लिवैद्यनाथन् पुने मुम्बै एतानि बहूनी ग्रामानि सन्ति तद् दृष्ट्वा आमाम् किञ्चिद् दूरमपि अस्ति हा कार्यानं धनं एकदिनस्य एकः कृते द्विसहस्रं टिफिन् सहि

द्वि द्वितीयदिने प्रथमदिने तु ना नाशिक् गमिष्यामि तद हा तदनन्तरं पर्लिवैद्यनाथे गमिष्यामि द् द्वितीयदिने तृतीयदिने मु मुम्बै गमिष्यामि चतुर्थदिने पुने गमिष्यामि हा एकदिनस्य एकम् भोजनसहितं भोजनसहिते द्विसहस्रम् एकस्य एकम् आमामां शुद्धः हा शुद्धशाकाहारी एव अस्ति आमामा अहं भोजनस्य त तदैव द्विसहस्रं रूप्यकं रूप्यमेव सर्वं सर्वम् आयाति आं हामां हा भुवा भवान् आगच्छतु मम ए मा हा भवतस्य टिकेटस्य मम धनं यच्छतु मां टिकेटं त्यक्त्वा भवता स्क्रिन् शाट् इत्या फ़ोटो फ़ोटो आमाम् आमां नमो न्